नमस्ते अहं राकेशः इति अहं मम मित्राणि च त्रिवेण्ड्रं नगरे कोवलम् इति एकः प्रदेशः वर्तते तत्र गन्तुं इच्छामः अग्रिममासस्य एकादशदिनाङ्के गमनं पुनश्च विंशतिदिनाङ्के प्रत्यागमनं इति नवदिनानां कृते रेण्टल् क्या्ब् अपेक्षितम् आसीत् चतुश्चक्रिकायानम् अपेक्षितं आसीत् इतः गमानं गमनं तु प्रायः चतुःशतं अप्राक्सिमेट्ली तावत् भवति किलो मीटर् भवति पूनश्च तत्र गमनागमनं प्रतिदिनम् इति प्रतिदिनस्य द्विशतं किलो मीटर् इत्यपि स्वीक्रियते चेदपि नवदिनानां सम्पूर्णतया संपूर्णतया एकं पैकेज् अपेक्षितं यदि भवन्तः प्रति किलो मीटर् कियत् वित्तं भवति तु इति वदन्ती चेत् पुनःश्च किलो मीटर् तद् एकं पार्श्व भवतु सम्पूर्णतया एकं पैकेज् इति चेदपि कियत् कर्तुं शक्यते किमर्थं इत्युक्ते एतद् प्रयाणं तु बहु अधिकं एव अस्ति नव दिन दिनानां भवति पूनश्च चत्वारः भवन्ति अत्र सर्वे अस्माकं विंशति त्रिंशत् वयहि वयसी भवन्ति इति कारणतः कष्टमपि नास्ति भवतां कृते यदि एकं पैकेज् वदन्ति चेदपि बहु आनुकुल्यम् भवति यावत् शीघ्रं वदन्ति तावत् शीघ्रं बुकिङ्ग् कर्तुं शक्यते गमनागमनं पूनश्च तत्र भवतां वासव्यवस्थायाः अपि अस्माकमेव भवति चिन्ता नास्ति अस्माकं यत्र यत्र बुकिङ्ग् अस्ति तत्रेव भवतां व्यवस्था अपि कर्तुं शक्यते विशेषतः त्रिवेण्ड्रं तिरुवनन्तपुरम् इति यदुच्यते तत्र कोलम् इति एकः बीच् प्रदेशः वर्तते तत्र गमनं पुनश्च आगमनं सप्त तत्र गमनागमनं तु तस्मिन् प्रदेशे एव भवति अन्यत्र कुत्रचिदपि गमनं नास्ति नवदिनानां एकवारं पुनः सम्पूर्णतया चिन्तयित्वा वदन्तु भवन्तः वाट्साप् मेसेज् कुर्वन्ति चेदपि चिन्ता नास्ति